नमस्ते महोदय कथमस्ति आम् सत्यं मम मासत्रयं बेंगलूरुनगरे पाठः आसीत् तत्र गतवती आसम् ह्यः एव पुनरागतवती केचन पुस्तकानि अपेक्षितानि आसन् अतः अत्र आगतवती मम कृते शब्दचन्द्रिका द्वितीय पि यु सि संस्कृतपुस्तकं भगवद्गीता रामायणपुस्तकम् तथा विष्णुपुराणं च अपेक्षितम् आसीत् अस्तु चिन्ता नास्ति अधुना यानि पुस्तकानि सन्ति तानि सर्वाणि अपि यच्छन्तु अहम् अद्यैव सायङ्काले आगत्य नयामि अन्यत् यद् अवशिष्टं तत् दिनद्वयेषु आगत्य नयामि भवती दूरवाणीं करोतु तदा एव आगच्छामि

ह्म् चतुश् हा आहत्य कति अभूत् एवं वा अस्तु अस्तु अहं तस्य धनम् इदानीमेव गूगल् पे मध्ये प्रेषयामि तत्र आगत्य पुस्तकानि नयामि हा हा पुनः मम छात्राः पृष्टवन्तः भवत्याः आपणे सुरभार संस्कृतभारत्याः प्रथमा द्वितीयादि पुस्तकानि लभ्यन्ते किम् मम् मम कृते मम कृते प्रथमा पुस्तकं पञ्च अपेक्षितं द्वितीयायाः पञ्च तृतीयायाः षट् पुस्तकानि अपेक्षितानि

एवं वा अस्तु किञ्चित् न्यूनं करोति वा एतावत् पुस्तकानि मया स्वीकृतानि अस्तु अस्तु चिन्ता नास्ति यदा पुस्तकानि आगच्छन्ति तदा मां पुनः दूरवाणीं करोतु अहम् आगत्य नयामि अस्तु धन्यवादः राम्राम्